वस्तुतः तिरुपतिक्षेत्रे तु तमिलभाषाभाष्यमाणः गणः वर्तते नाम अत्रत्य जनाः तमिलभाषायां भाषणं कुर्वन्ति तत्रापि इदं क्षेत्रं आन्द्रप्रदेशप्रान्ते आगच्छति इति कृत्वा तेलुगुभाषायाम् अत्र भाषणं क्रियते तत्रापि बहुजनाः बहु नाम बह्वः जनाः अत्र आगच्छन्ति बहिष्टात् इति कृत्वा अत्र बहुभाषाणाम् प्रयोगः क्रियते तत्र भाषाव्यव व्यक्त्यव् व्यक्त्यायि नाम व्यक्तयः तत्र द्रष्टुं शक्यते इतोऽपि अत्र आरण्यकाः अपि निवसन्ति किमर्थं नाम शेषाचलम् इति अत्र अरण्यं विद्यते अत्र जनाः निवसन्ति इति बहुत्र श्रुतम्